मम कृते सङ्गीतं श्रोतुं बहु रोचते अहम् अधिकतया आङ्ग्लगीतानि शृणोमि मम प्रियाः कलाकाराः पेनण् सोफ़्ट् अन्वे तोमसन् च सन्ति मराठि मराठिभाषामध्ये भावगीतं भक्तिगीतं यद् गीतम् अस्ति तदपि श्रोतुं मम बहु रोचते किशोरकुमारस्य आनने वर्मणस्य एस् डी वर्मणस्य वा पुरातनं हिन्दीगीतानि अपि मम बहु रोचन्ते अहं मन्ये यत् अद्य त्र सङ्गीतस्य पूर्वं यत् म्याजिक् अस्ति म्याजिक् आसीत् तद् नास्ति इदानीम्